कङ्गणमस्ति मम कष्टं साधनम् कङ्गणं मम कृते बहु बष्ट् कष्टमस्ति तत् धारणसमये मम हस्तं बहु कष्टं भवति तत् कारणेन अहं कन्दकं कक्च कङ्गणं धर्तुं न इच्छामि